मम प्रदेशे सञ्चारव्यवस्थायाः दुर्लभं किमपि नास्ति आरोग्यसेवासु व्यत्ययः भवति न भवन्ति चिकित्सालयं साधारणतया समीपे सन्ति तत्र गन्तुं दशनिमेषं वा पञ्चादशनिमेषं वा स्वीकरोति एव बहूनि चिकित्सालयाः अस्माकं नगरे सन्ति यत्र कुत्रापि गन्तुं न्यूनातिन्यूनसमयं स्वीकुर्वन्ति